संस्कृतभाषा सर्वत्र भवति संस्कृतभाषा सर्वभाषासु मूलम् अस्ति इदानीं तु पाठशालासु योगशिबिरासु कुत्रापि प्र प्रथमप्रार्थना संस्कृतभाषा एव अस्ति अनन्तरं कक्षा अनन्तरं अपि संस्कृतप्रार्थना अपि अस्ति अनन्तरं देवालयाः गच्छन्ति चेत् तत्र संस्कृत मन्त्राणि अनन्तरं ध्याने अपि योगा अपि भगवद्गीतासु वेदेषु सर्वासु संस्कृतभाषा एव सन्ति वयं कोऽपि भाषासु तेलुगु मध्ये इङ्ग्लिश् मध्ये कनडा मध्ये कुत्रापि संस्कृतपदानि पदानि सन्ति सर्वकालेषु वयं संस्कृतभाषा एव पठामः परन्तु केचन जनाः संस्कृतमिति न जानन्ति परन्तु ते संस्कृते एव सामान्यवाक्येषु अपि वदन्ति